मम नगरे ग्रन्थालयाः सन्ति किन्तु पूर्वमहं तत् उपयोगम् एव न कृतवती कदापि न गतवती एव अहं कार्यं कुर्वन्ती आसीत् इति कारणात् इदानीं तु गृहे बहूनि संस्कृतपुस्तकानि अहं स्वीकृतवती मह्यं बहु रोचते संस्कृतविषयाः अतः यदा यदा समयः भवति अहं भगवद्गीता संस्कृतव्याकरणपुस्तकाणि

एवं महाभारतविषये एवम् आध्यात्मिकप्रपञ्चे संस्कृतप्रपञ्चे एव मम अभिरुचिः अस्ति अतः तत्सम्बन्धि विषयानि पुस्तकानि एव अहं पठितुं बहु इच्छामि